हरि ओम् महोदय मम परश्वः गमनम् विजयपुरं प्रति मैसूर्तः अस्ति अतः भवतः समीपे किं किं यानमस्ति वदतु फोर् सीटर् अस्ति वा सिक्स् सीटर् अस्ति वा अथवा टी टी अस्ति वा इति वयं आहत्य चत्वारः स्मः परश्वः अस्माकं कार्यक्रमः अस्ति तत्र सीट् सम्यक् कम्फर्टेबल् भवितव्यम् एसि भवितव्यम् अस्ति तादृशं किमपि यानम् अस्ति चेत् वदतु